अहम् ओला आटो आर्डर् कृतवान् अस्मि अहमिदानीं मङ्गळूरु मण्णङ्गुड्डाप्रदेशे अस्मि लोकेशन् अत्तावर रैल्वे स्टेषन् प्रति गन्तव्यम् अस्ति मम कृते एकादशवादने शकटयानं वर्तते अतः अर्धघण्टा मम कृते अवशिष्टं वर्तते केवलं पञ्चदशनिमेशेषु मया तत्र गन्तव्यम् अहमिदानीं मण्णगुड्डा प्रदेशे अस्मि भवान् इदं प्रदेशं प्रति आगच्छतु अत्तावर गन्तव्यं वर्तते केवलं पञ्चनिमेशेषु पञ्चनिमेश पञ्चदशनिमेशेषु गन्तव्यं अवशिष्टनिमेशेषु मया अन्तः गमनार्थं मम कृते अपेक्षितम् आगन्तुं शक्नोति वा यावत् शीघ्रं मम अहं यत् यत्र अस्मि तत्प्रदेशम् आगच्छतु पुनश्च गमनकाले किञ्चित् ट्राफिक् अपि वर्तते अतः यावत् शिघ्रमागच्छति पञ्चनिमेशेषु भवान् मम लोकेशन् प्रति आगच्छति तत् मम कृते अनुकूलं जनयति